नमो नमः अहं रेवारुद्रकारः अहं बहुवारं स्विगितः आर्डर् करोमि किन्तु इदानीं यदा अहम् आर्डर् करोमि तदा मम किञ्चित् क्लेशः भवति इदानीं किं भवति मम गृहे अतिथिः अना न वदित्वा आगच्छति तत्कारणेन बहुक्लेशः भवति अहं किं करोमि शीघ्रं यदा शीघ्रं स्विगी यः शीघ्रम् आगच्छति पार्सल् तेन कारणेन अहं स्विगिम् आदेशं करोमि यत्किमपि अस्ति चेत् शीघ्रम् आनयन्तु किन्तु इदानीं स्विगीः बहु विलम्बं कृ करोति तत्कारणेन मम बहु क्लेशः भवति मम गृहे अहं एकाकी अस्मि तत्कारणेन अहं किं करोमि यत् चिन्तयामि तदहं बहिः गत्वा किमपि आनयामि तत्कारणे एतत् स्विगिः बहु मम कृते बहु इदानीं बहु क्लेशः करोति किमर्थं चेत् अहमपि न जानामि किन्तु मम बहु क्लेशः भवति तद् अहं चिन्तयामि यद् मम रिफ़ण्ड् करोतु पुनः मम ददातु अन्यथा अहं रिपोर्ट् करोमि इदानीम् एतत् सम्यक् नास्ति यदा अहं करोमि चेत् किमर्थं यदा शीघ्रं गृहे यदा शीघ्रम् आगच्छति अतिथिः आगच्छति कदाचित् काले तदा अहं किं करोमि आप्शन् एव नास्ति तत् कारणेन अहं स्विगीयः सम्पर्कं करोमि यदा स्विग्गिः अतिस् शीघ्रं न आगच्छति तदा अन्येषाम् अन्येषां कृते क्लेशाः भवन्ति चेत्